हरिः ओं महोदय सुप्रभातम् मम पितुः स्वास्थ्यं सम्यग् नास्ति तदर्थम् अत्र चिकित्सा कर्तव्या चिकित्सा कर्तव्या तर्हि तस्य हृत् समस्या अस्ति तरि हृत् चिकित्सकः यः अस्ति सः कदा आगमिष्यति कदा कदा आगच्छतीति

अस्तु तस्य नाम किम् अस्तु इतोपि केपि सन्ति वा अन्ये चिकित्सकाः

अस् द् दन्तचिकित्सकः कोपि वा अस्ति मम द दन्ते समस्या अस्ति तर्हि दन्तचिकित्सकाः आवश्यकाः प्रतिदिनमागच्छति वा यदा कदापि आगच्छामि चेत् लभ्यते अस्तु तस्य प्रकोष्ठाः प्रकोष्ठसङ्ख्या कति

अ अस्तु अस्तु इतोपि के चिकित्सका सन् नोन अन्य रोगस्य अस्तु अस्तु मतलब् अस्मिन् बिल्डिङ्ग्मध्ये कति चिकित्सकाः सन्ति नाम नाम प्रायः प्रतिदिनमेव आगच्छन्ति अस्तु ते तेषां कः कः रोगविशेषः मण् कस्मिन् रोगे ते चिकित्सां कुर्वन्ति दन्तचिकित्सा एका हा अपरः

चक्षुषः चिकित्सकः कदा आगच्छति अस्तु अस्तु पुनर्मिलामः धन्यवादः